हरिः ओम् आगच्छतु त्री नमस्ते भवत्याः नाम किम् अस्तु भवती किं पठति कस्मिन् शालायां पठति ओ अस्तु अस्तु मम ओ तर्हि वा तु भवती किम् इच्छति आ चिन्ता मास्तु एकनिमेषम् यदि भवन्तौ बहिः गच्छन्ति चेत् सम्यक् भवति अहं तस्याः साक्षात् सम्भाषणं कर्तुम् इच्छामि ह हा इदानीं भवत्याः मातापितरौ बहिः अस्ति स्व्वः अस्तु भवती इदानीं वदतु मह्यं कृते एकनिमेषं मम नाम मम नाम भवती जानाति वा अस्तु अस्तु ओ तर्हि वा चिन्ता मास्तु अहम् अनन्तरं वदामि यत् भवतीं यदि अहं पश्यामि भवत्याः रूपं तु मम भ्रातृव्या अस्ति तस्याः रूपं सादृशं भवती अस्ति भवत्याः रूपम् अतः एव अहं पृष्टवती कुत्र पठति इति कुत्र अस्ति कुत्र भवत्याः निवासमस्ति अहं पृष्टवती चिन्ता मास्तु अस्तु अस्तु वदतु भवती किम् इच्छति क्रीडा इच्छति वा भवती न हा

अस्तु अस्तु तर्हि इदानीं भवती किं के के क्रीडाः क्रीडन्ति

न क्रीडा पश्यनं तु सम्यक् एव किन्तु भवती किं क्रीडति क्रीडितुम् इच्छति चदुरङ्गं क्रीडितुम् इच्छति वा ओ भवत्याः शालायां भवती क्रीडति वा क्रिकेट् क्रिकेट् अस्ति वा ओ अहं भवत्याः मातापितरौ वदामि अत्रैव समीपे एव एक एका क्रिकेट् संस्था अस्ति तेषां भवतीं योजयन्तु इति अहं सूचयामि तस्मिन् संस्थायामेव मम भ्रातृव्या अपि शिक्षणं स्वीकरोति इदानीं

आम् आं निश्चयेन अहं ददामि आम् आमाम् मा किन्तु भवती मेजर् नास्ति किल भवत्याः वयः पश्यतु एकवारम् यदा भवति मेजर् भवति मेजर् अनन्तरमेव अष्ट दशवर्षानन्तरम् एव भवत्याः कृते लैसेन्स् लभ्यते किल तदनन्तरमेव भवत्याः चालनम् आ मित्राणि कुर्वन् ह मित्राणि कुर्वन्ति चेत् वयमपि कुर्मः वा एकवारं चिन्तयतु तत् सम्यक् वा तत् न्यायसम्मतं वा नयाक्रमः हाा इदानीमेव मम गृहस्य समीपे य एकः बालकः अस्ति सः अपि द्वादशवर्षाः ए वर्षीयाः एव सः यानं कृत्वा स्वीकृत्य गतवान् तस्याः एक्सिडेण्ट् अभवत् आरक्षकाः आगत्य तस्मिन् मातापितरौ अपि स्टेशन् स्वीकृत्य गन् गतवन्तः तादृशं किमपि दुष्टकार्यं न भवेयुः इति एव तव मातापितरौ चिन्तया चिन्ता अस्ति अतः किञ्चित् किञ्चित् निरीक्षणं करोतु भवती यद् यदा अष्टवर्षीयाः भवति तदा ते दास्यन्ति भवती ह् ह् ह् हम् शीकः आ आं किन्तु अस्माकं जीवने तु प्रतीक्षा तु आवश्यकमेव यदि भवति किमपि इच्छति चेत् तत् झटिति एव आगच्छति वा न किल यदि पिज़ां यदि भवती इच्छति खादितुम् इच्छति अपि झटिति आगच्छति वा न खलु किल किमपि आर्डर् यद् यदि भवती करोति चेदपि दश निमेषाः निमेषाः अपि य न्यूनातिन्यूनं स्वीकन् स्वीकुर्वन्ति किल यदि गृहे पचामः चेत् इतोपि एकघण्टा समयं तु जातमेव तस्मिन् प्रकरणे किल किञ्चित् किञ्चित् निरीक्षां तु कु करणीयमेव पुत्री एं भवत्याः मुखं यदि अहं पश्यामि चेत् भवती बहु सुन्दरी अस्ति किन्तु भवत्याः वदनं किमर्थं शुष्कपुष्परीत्या अस्ति भवती किमपि न खादति वा हा ह्म्् हा न शोक्नोति अ्यो ह्म् हा यदि भवति

यदि एतत् एतत् हास्यं नास्ति किन्तु भवत्याः इन्नो सेन्स् दृष्ट्वा अहं हसामि तद् तावदव भवती भवती न जानाति किल किमर्थम् इत्युक्ते यत् भवत्याः वर्धनं जाता अग्रे अग्रे भवत्याः शरीरे शक्तिः भवेयुः किल तदर्थं भवत्याः खादनीयं किल यदि भवती जङ्क् खादति चेत् भवत्याः शक्तिः कुतः प्राप्तम् यदि शाकान् न खादति फलानि न खादति चेत् भवत्याः शरीरं दृढं न भवति भवति रोगपीडिता भवति भवितुम् इच्छति वा रोगपीडिता भवति चेत् कदा कथं भवति क्रीडति कथं भवति क्रिकेट् बेट् आं शिक्षिका न यदा माता वदति पिता वदति अस्माकम् एतत् विज्ञानमस्ति किल एतत् अस्माभिः ज्ञानमपि अस्ति वयमपि एतत् दृष्ट्वा दृष्ट्वा यत् मातापितरौ वदन्तः तत् श्रुत्वा एव वयमपि जानीमः तादृशं भवती अपि यदि वाक्यं यद्वद् यद् वयं वदामः तस्य पालनं करोति चेत् भवत्याः भविष्यदपि सम्यक् भवति किल एतद्विषदं मास्तु एतद्विषदं मास्तु आम् आम् अवश्येन अहं वदामि भवत्याः सख्याः विषयं किमपि वदति वा

ह् ह् आम् आम् अहं जानामि अहं जानामि मम पुत्रस्य विषयः अपि तदेव अस्ति अः अपि एतादृशमेव मां दोषारोपणं करोति किन्तु अहम् एकमेव विषयं वदामि तस्य कृते भवत्याः कृते सामाजिकप्रसारः तु अवश्यम् एव यदा किमर्थम् इत्युक्ते अत्र यत् दर्शयते तत् सत्यं नास्ति भवती न जानाति भवती इतोपि मुग्धबालिका अस्ति किल भवती न जानाति तस्मिन् विषये तावदेव दूरवाणीविषये वा सङ्गणकविषये वा यदि भवती किञ्चित् लिमिट्स् भवति स्थापयति चेत् सम्यक् भवति भवत्याः भविष्यत् सम्यक् भवति शिक्षणाय किञ्चित् समयं ददातु भवत्याः पठनाय किञ्चित् समयं ददातु भवत्याः स्वास्थ्यं कृते किञ्चित् समयं ददातु प्रतिदिनं यदि भवत्याः दिनप्रकरणं तावदेव भागाः करोति करोति चेत् सम्यक् भवति भवति पूर्णरूपेण एकाः पूर्णमनुष्यः भवितुं शक्नोति नो चेत् किं भवति इत्युक्ते भवति रोगपीडिता भवति मानसिकचिन्ता भवति भवत्याः शक्तिः अपि न्यूनं भवति भवती क्रीडितुम् अपि न शक्नोति सम्यक् रीत्या खादितुं वा सम्यक्रीत्या स्वपितुं वा अपि न शक्नोति किमर्थं अस्माभिः जीवने सम्यक्रीत्या सर्वेषां कृते किञ्चित् किञ्चित् भागं धृत्वा यदि वयं भवामः चेत् अस्माभिः जीवनं सम्यक्रीत्या चलति किल

करोतु अतः एव भवत्या प्रतिदिनं डैरी लिखति वा किमपि सख्या भवत्या

ओ अस्तु अहमेकां सूचनां ददामि पालयति वा प्रतिदिनं प्रातः उत्थानान्तरम् एकवारं वैट् बोर्ड् मध्ये मया किं करणीयम् अद्य किम् अस्ति मम विषयाः टू डु लिस्ट् इति एकं करोतु तस्मिन् सर्वं स्थापयतु मम मया क्रीडा क्रीडनीयं मया पठनीयं मया अत्र गन्तव्यं मया एकं चलचित्रं द्रष्टव्यम् इति लिखतु अस्तु एतत् प्रथमकार्यमस्ति दिन अवसाानं यदा रात्रौ भवति तदा एकवारं तत् पटं दृष्ट्वा पश्यतु अहं पठती वा पठ् पठितवती वा अद्य अहं क्रीडितवती वा अ अद्य इति तत् टिक् करोतु अस्तु कििक् करोति चेत् भवत्याः एव ज्ञायते अद्य अद्य अहम् केवलं चत्वारः विषयाः स्थापितवती किन्तु द्वे एव अहं कृतवती इति अपरं द्वे अन्यदिने करोतु अनन्तरं दिने करोतु

हा आं तदेव सक्सस्फुल् ये ये सक्सस् फुल् सन्ति तेषाम् एतत् तस्य सक्सस् ट्रिक् अस्ति एतत् टिप्पणी अस्ति एतत् एतत् भवती अपि पार्ट् अलम् अवलम्बनं करोति चेत् सम्यक् भवति अस्तु यत् किमपि वक्तुम् इच्छति वा आ अस्तु अस्तु तर्हि सम्यक् खादतु सम्यक् क्रीडतु सम्यक् स्वपितु स्वपतु सम्यक् पठतु अपि अस्तु अस्तु अस्तु अहं तु भवत्याः मित्रमेव भवती यद् भवति मित्रान् मित्रत्वस्य वयः अस्ति वा अत्र द्वे वयः नास्ति किल म मम हा मम मित्राणि तु वर्षद्वयवयस्तः नवतिवर्षाणि अपि सन्ति मम मित्राणि अहं सर्वेषां भाषणं करोमि ह्म् अस्तु अस्तु मम नूतनमित्रम् अस्ति भवती तर्हि पुनर्मिलामः मिलामः शुभदिनं यदा भवत्याः चिन्ता किमपि चिन्ता भवति चेदपि माम् आह्वयतु इन् आह्वानमपि न इच्छति चेत् साक्षात् एव आगच्छतु मम गृहं तु सदा उद्घाटनमेव अस्ति आगच्छतु आगच्छतु सम्यक् धन्यवादः शुभदिनम्